महाराष्ट्रस्य प्रसिद्धाः कलाप्रकाराः सन्ति तेषु एकमस्ति लावणी इति नृत्यप्रकारः द्वितीयः भारुड इति नाट्यप्रकारः अस्ति अस्मिन् लावणी इत्यत्र लोकभाषा इव प्रयुज्यते तदनन्तरं भारुड् इत्यत्र जनबोधकाः विषयाः सन्ति तत्र सामाजिकविषयाः अधिकतया प्रयुज्यन्ते जनानां बोधनाय सामाजिकविषयान् समाजं प्रति नयनार्थम् एते मुख्यकलाप्रकाराः सन्ति तथा च लेजीम् इति एकः प्रकारः इति एकः प्रकारः अस्ति यत्र एकं वाद्यमस्ति तद् तालमध्ये वादनीयं तस्य वैशिष्ट्यं तद् भवति तदर्थम् अत्रत्यं स्था अत्र स्थानस्य यः वस्त्रप्रकारः भवति नौवार् इति तत् धृत्वा एव अस्य प्रकटीकरणं भवति अस्य सादरीकरणं च भवति तेन जनाः अतीव उत्साहेन अत्र भागं गृह्णन्ति अत्र वयसः बन्धनं न भवति अन्यस्थानेषु अन्यस्थाने एतादृशाः प्रकाराः न सन्ति ये केवलं महाराष्ट्रे एव प्रसिद्धाः सन्ति एतत् महाराष्ट्रस्य गौरवमेव